पञ्चवर्षात् प्राक् उत्तरभारतीय कथ्थकनृत्यं तस्य बनारसशाखा तथा च रायगडशाखा विषये नृत्यं प्र प्रशिक्षणम् अहं स्वीकृतवती आसं तत्र मध्यमा पूर्ण यावद् परीक्षाः च प्रदत्ताः नृत्य निर्देशनं स्वस्यापि कृतमस्ति पुनश्च स्व नृत्यगुरुकुले नृत्यच्छन्दः अकादमि इत्यत्र पाठितमपि अस्ति पठन्ति अपि अस्मि तदा एव पाठितमस्ति बहवः कार्यक्रमाः महाराष्ट्रे एव जाताः एकः तावत् काश्मीर प्रदेशे सञ्जातः कार्यक्रमः कृष्णपदि इति नाम्ना